अत्र एलेक्शन् समये इत्युक्ते ओटर् लिस्ट् भवति कस्मिन् बूत् मध्ये ओटर्स् स ओट ये ओटर्स् सन्ति द्विवारमपि आगच्छन्ति अनन्तरं के मृताः तेषां कृते अपि ओटर् लिस्ट् मध्ये भवति अत्र निवासं न भवति परन्तु यदा पूर्वं निवासः अस्ति अधुना इतः प्रकोष्ठं कालि कृत्वा अन्यप्रदेशे निवासं कुर्वन्ति तादृशजनाः अपि अस्मिन् प्रान्ते ओटर् भवन्ति इत्युक्ते अत्र ओटर् भवति माकिन्तु जनाः न भवन्ति तेषां कृते वितरणं पोल् चिट्टी कथं दातव्यं ते कथम् आगत्य ओट् करणीयम् इति क्लेशाः भवन्ति ते अधु ना आदार् लिङ्क्ड् करोति चेत् एकस्य कृते एकः ओट् भवति तदा समीचीनः एलेक्शन् अपि भवितुं शक्यते नो चेत् द्विवारं त्रिवारं भवति चेत् अत्र भवति तत्र यत्र निवासं कुर्वन्ति तत्र भवति पूर्वं निवासस्थले अपि भवति द्वित्रिस्थलेषु अपि भवितुं अर्हति अतः यदा आदार् लिङ्क्ड् करोति चेत् एकत्र एव भवितुम् शक्यते इति मम अभिप्रायः